मया आन्लैन्माध्यमेन एकं भेकुवम् क्लीनर् यन्त्रम् आनीतम् आदौ तु विलम्बेन आगतं पुनः मया यत् कोम्पनी उक्तं तद् नास्ति भिन्नं कोम्पनी एव अस्ति पुनः गृहस्य आवर्जनं सम्यक्तया सच्छता न भवति एतत्तु सम्यक् नास्ति एव धनं अधिकं दत्तं किन्तु तदनुगुणवत्ता नास्ति इति मम अभिप्रायः